आ नमस्ते अस्तु अस्तु हा अस् अस्तु अस्तु अस्तु भवत्याः गृहं कुत्र अस्ति अस्तु अहम् इदानीं अस्तु अहम् इदानीं मन् मन्दवल्लितः अस्मि मन्दवल्लि मध्ये अस्मि दशनिमेष दशनिमेषानन्तरम् अहं तत्र भवितुं शक्यते भवती गृहे अस्ति चेत् अहं तत्र आगत्य सर्वं दृष्ट्वा वयं चर्चां कर्तुं शक्यते कृपया दूरवाणीं एतत् वाट्साप् अस्ति चेत् तत् मध्ये भवती विवरणं हा अस्तु अस्तु

अस्तु अस्तु अस्तु वदतु

अस्तु हा अस्तु अस्तु

अस्तु अस्तु अहं द दश निमेषानन्तरम् अहं तत्र भवामि तत्र आगत्य सर्वं दृष्ट्वा कर्तुं शक्यते च चर्चां कर्तुं शक्यते भवती इदानीम् अहं कार्यानेन आगच्छामि त तत्र एव तत्र पार्किङ्ग् अस्ति वा पार्किङ्ग् कर्तुं शक्यते किल अस्तु अहम् इदानीं पार्किङ्ग् कृत्वा कुत्र कुत्र आगमनमस्ति अस्तु तत्र आम् अस्तु अस्तु तत्र आगत्य अहं सर्वां चर्चां क करिष्यामि अस्तु धन्यवादः